अस्माकं प्रदेशे अर्थात् महाराष्ट्रे प्राधान्येन आचरणे विद्यमानः उत्सवः वर्तते गणेशोत्सवः इति अस्य गणेशोत्सवस्य आरम्भः अस्माकं लोकमान्यतिलकमहोदयेन कृतः आसीत् पारतन्त्र्यकाले जनानाम् एकत्रीकरणं भवेत् तथा च परस्परस्नेहवर्धनं भवेत् तदर्थम् अस्य उत्सवस्य आरम्भः महाराष्ट्रे प्रायः प्रतिगृहं गणेशस्य स्थापनां कृत्वा दश दिनानाम् अयं गणेशोत्सवः आचर्यते यदा गणेशस्य स्थापनां कुर्वन्ति तदा आरभ्य दशदिनेषु अपि द्विवारम् आरत्तिक्यं नैवेद्यं च क्रियते अत्र सामाजिकस्थानेषु अपि गणेशस्य स्थापना भवति तत्रापि सायङ्काले भारतीयसंस्कृतेः प्रदर्शनाय कतिचनसांस्कृतिककार्यक्रमाः अत्र आयोज्यन्ते तेन माध्यमेन अस्माकम् अत्र स्थिताः लघुलघुबालाः भारतीयसंस्कृतेः विषये ज्ञानं प्राप्तुं कर्तुं शक्नुवन्ति तत्र महाराष्ट्रस्य प्रसिद्ध नृत्यपरम्परा या वर्तते लावणी इति तादृशानाम् अपि प्रदर्शनं तत्र बालाः कुर्वन्ति ज्येष्ठाः अपि कुर्वन्ति तथैव अस्माकम् अत्र कीर्तनपरम्परा एका वर्तते महाराष्ट्रे प्रसिद्धा अस्ति तेन माध्यमेन कीर्तनमाध्यमेन तत्र सङ्कीर्तनम् ईश्वरस्य सङ्कीर्तनं क्रियते अतः सायङ्काले एकघण्टापर्यन्तम् कीर्तनम् अपि तत्र प्रचलति कीर्तनम् इति यः सांस्कृतिकः भक्तिप्रकारः वर्तते सः केवलं महाराष्ट्रस्य एव एकम् एवं वैशिष्ट्यम् अस्ति तत्र अन्यत्र अयं प्रकारः नैव दृश्यते अधिकम् अभवत्